हा नमस्ते नमस्ते भगिनि रां रां भवती इदानीं पुष्पाणि सन्ति वा भवत्याः समीपे तद्विषये एव वक्तव्यं हा उत्तमम् उत्तमं भगिनि आगस्ट् मासस्य पञ्चदश पञ्चदशतमदिनाङ्के एकः विवाहः मया स्वीकृतः अस्ति वेडिङ्ग् प्लेनर् रूपेण अतः तस्मिन् दिने भवती दातुं शक्यते वा इति एकवारं भवत्याः दिनदर्शिकां दृष्ट्वा वदति वा

उत्तमम् उत्तमं भगिनि तादृशमस्ति चेत् इदानीं भवत्याः समीपे एल्बम् यत्किमपि अस्ति वा

उत्तमम् इदानीम् अहं किं करोमि भवतः भवत्याः समीपे यत्किमपि छायाचित्राणि सन्ति ते अहं स्वीकृत्य मम क्लैण्ट् समीपं दास्यामि सः अप् ग्राहकः मध्ये दास्यामि सः अपि एकवारं दृष्ट्वा यत्किमपि तस्य इच्छा यत्र कुत्रापि तस्य इच्छा भवति तद् सर्वं सूचयति मां सूचयति तदनन्तरमहं प्रत्यागत्य भवत्याः समीपे निश्चयं करोमि यत् आवश्यकं यत् न आवश्यकं यत्किमपि भवती कर्तुं शक्यते वा तादृशं अस्तु वा

ओ उत्तमं आं तदपि अहमेकवारं पृष्ट्वा अङ्गीकरोमि अतः यदा अङ्गीकारः प्राप्तः तदा अहं प्राक् धनमपि दास्यामि अतः भवती आम् आं निश्चयं कर्तुं शक्यन्ते अस्तु वा धन्यवादः

उत्तमम् उत्तमं भगिनि धन्यवादः धन्यवादः हा